मम प्रदेशे शताधिकाः चिकित्सालयाः सन्ति ते अनुकूलस्थलेषु मम गृहस्य समीपे एका चिकित्सालयः अस्ति तत् बहु उत्तमरीत्या तत्र चिकित्सालयः चिकित्सां कुर्वन्ति तत्र एक्स्रे रक्तदानं तथा एम् आर् ऐ स्केन् सर्वं भवति तदपि रैल्वे निस्थानकस्य समीपे बस् यानं बस् निस्थानकस्य समीपे अस्ति तत्र तत्र सार्वजनिकं सार्वजनिकाः गन्तुं सरलतया ते तत्र प्राप्तुं शक्नुवन्ति एवम् अन्य अन्य चिकित्सालयः अपि मम गृहस्य समीपे सन्ति तता विशेषतया चिरायि इति चिकित्सालयः मम गृहस्य समीपे वर्तते तत्र अनुक्षणं तत्र चिकित्सां कुर्वन्ति एतादृशं चिकित्सां कुर्वन्ति त उत्तमरीत्या ते सम्भाषणमपि कुर्वन्ति अनन्तरं किञ्चित् अग्रे गच्छामः चेत् नवनवदीपः इति एकः आसीत् आसीत् तत्र चिकित्सालयः अस्ति तत्र अपि बहु सम्यक् औषधादिकम् उपचारं च कुर्वन्ति अनन्तरं किञ्चित् अग्रे गच्छामः चेत् ट्वेण्टि फ़ोर् इन्टु सेवेन् एकं निर्मला चिकित्सालयः इति अस्ति तत्रापि बहु सम्यक् चिकित्सालयं चिकित्सां कुर्वन्ति एवं ते आदिनं चिकित्सां सम्पूर्णतया कुर्वन्ति अनन्तरम् यत्र इदानीम् एम् आर् ऐ स्केन् सि टी स्केन् सर्वम् एकत्र मिलति चेत् रुग्णानां कृते एतत् सम्यक् भवति एतादृशं बहवः चिकित्सालयः मम प्रदेशे सन्ति किन्तु उत्तम आरोग्यसेवामपि कुर्वन्ति उत्तम औषधं च यच्छन्ति इति अहं जानामि

ये